हरिः ओं महोदय हिमाचलप्रवाससंस्था वा सुप्रभातं महोदय मम नाम मुरलीवेङ्कटकृष्णः अहम् अहं तमिलनाडुराज्यतः आह्वानं करोमि ओ हा अहं हिमाचलस्य प्रवासं सकुटुम्बं कर्तुमिच्छामि किन्तु मम दशदिनानां विरामः एव अस्ति तद् अभ्यन्तरे हा ओ हो ओ उत्तमम् उत्तमं तर्हि किं यानमहं स्वीकृत्य आगच्छामि रेलयानं वा अथवा लोकयानं वा

हा

अस्तु

हा आम्

ओ उत्तमं किन्तु इदानीमहं पेकेज् रूपेण एतद् प्राप्तुम् इच्छामि तर्हि मम गृहतः कन्याकुमारीतः तिरुवनन्तपुरपर्यन्तं कार्यानमपि भवानेव व्यवस्थापयितुं शक्नोति वा

हा

कार्यानं हा आम् हा उत्तमं शक्यते उत्तमं वयं त्रयः कुटुम्बे अहं मम पत्नी मम एकवयस्कः पुत्रः इति अस्माकं कृते कियद् व्ययः भवति आहत्य सर्वं मिलित्वा या प्रवासः तत्र भोजनं हा भोजनमपि वयं शाकाहारमेव खादामः हा आं सस्यभोजनमेव मांसभोजनं तु वयं न खादामः हा हा हा हा

ओ महान् सन्तोषः महान् सन्तोषः

हा हा ओ बहु उत्तमं तर्हि अहं मम पत्न्या सह सम्भाषणं करोमि श्वः अहं धनप्रेषणं सर्वं करोमि नमो नमः महोदय हा हा हा हा अस्तु अस्तु हा आम् आम् आम् अस्तु अस्तु महोदय निश्चयेन निश्चयेन अस्तु आम् आम् आम् आं महोदय निश्चयेन निश्चयेन शीघ्रम् आहं श्वः सूचयिष्यामि नमस्ते रां राम्